हरिः होम् महोदय नमो नमः वयं यात्रार्थं श्रीशैलं गन्तुम् इच्छामः अस्माकं कृते यानव्यवस्था आवश्यकी षड् जनानां कृते बृहत् कार् यानम् आवश्यकं महोदय अस्माकं कृते यानपेटिकाः अपि अधिकाः सन्ति अतः बृहत् कार् यानम् अपेक्षितं कृपया टवेर ददातु कियत् मूल्यम् अस्ति इति वदन्तु कदा यानम् आगच्छति इति अपि कृपया वदतु धन्यवादः